हरिओम् गृहं तु रिक्तम् अस्ति भवान् कुत्रापि तत्र जोब् इत्यादिकं कुर्वन्ति वा पाठ् पठनं कुर्वन्ति वा किं कुर्वन्ति भवतां विषये कुत्र अध्ययनं प्रचलति केन्द्रीयसंस्कृतविश्वविद्यालये अस्तु वन् बी मम गृहे वन् बी एच् के रूम् अस्ति एकः प्रकोष्ठः अस्ति तत्र अन्यत सेपरेट् इति किचेन् अपि अस्ति तस्य कृते भाटकम् इत्यादिकम् अस्माभिः अष्टसहस्रं इति निश्चितं कृतम् अस्ति किं भवद्भिः तत् स्वीकर्तुं शक्यते वा न्यूनं भवन्तः भवन्तः छात्रास्सन्ति चेत् सप्तसहस्रं तद् न्यूनं अहम् कर्तुं न शक्नुमः यतोहि भवान् संस्कृतछात्राः सन्ति अतः संस्कृतज्ञाः शालिनाः भवन्ति शीलाः भवन्ति अतः भवतां कृते एकसहस्रः न्यूनं कर्तुं शक्नोमि इतोऽपि न्यूनं न कर्तुं शक्यते

भवान् कियत् दातुं शक्यते पञ्चसहस्रं भवतु ना परन्तु अत्र कक्षस्य कृते केचन नियमाः सन्ति यतोहि बहवः जनाः अत्र नागन्तव्याः पूर्वं एव यदि कुत्रापि गन्तव्यमस्ति पूर्वं एव सूचना दातव्या तथा च वोटर् ऐ डि आधार् इत्यादिकम् आवश्यकम् अस्ति तथा च अद्यतनीय परिस्थितिं दृष्ट्वा तत्र वेरिफिकेशन् पोलिस् वेरिफिकेशन् अपि आवश्यकम् अस्ति तथा च एग्रीमेण्ट् अपि करणीयं यदि सर्वं करिष्यति चेत् अहं पञ्चसहस्रेऽपि दातुं शक्नोमि आम् आम् भवान् भवान् विचिन्त्य एव सूचयन्तु आम् अस्तु अस्तु